देवतामूर्तीनां निर्माणविषये तान्त्रिकपद्धतिः आश्रीयते तान्त्रिकपद्धतिः केरलीया तान्त्रिकपद्धतिः इतरस्थानेभ्यः भिन्ना अस्ति तस्य मुख्यशिल्पिः परशुरामः इति कथ्यते बहूनि मन्दिराणि सन्ति मन्दिरेषु सर्वत्र विभिन्नाः देवताः सन्ति तासां देवतानां विषये प्रत्येकं देवतायाः कार्यं कथमस्ति निर्माणं कथमस्ति इत्यादिकं सर्वमपि तान्त्रिकपद्धतिः अस्ति पद्धतिः अस्मान् बोधयति विशेषतया तत्र ये अधिकारिणः सन्ति जन्मना अधिकारं प्राप्तवन्तः सन्ति तान् तान्त्रिकजनाः तान्त्रिककुटुम्बम् इति जन्मना तत्र तेषां ये परम् या परम्परा अस्ति तस्यां परम्परायां ये जीवन्ति ताः तेषामेव तान्त्रिकविषये अधिकारः अस्ति एव अधुना प्रत्येकतया विश् एकं प्रत्येकं मन्दिरस्य एकैकः तन्त्री भवति सः तन्त्री एव देवतामूर्तीनां निर्माणकार्यविषये सूचयति तत्र वास्तुशास्त्रमार्गदर्शकः भवति मार्गदर्शकः भवति वास्तुशास्त्रं द्विधा अस्ति एकं तु मनुष्यालयविषये एकं तु देवालयविषये देवालयविषये यद् वास्तुशास्त्रम् अस्ति तत्र विद्यमानविषयान् स्वीकृत्य देवतामूर्तीनां निर्माणं क्रियते